अहं ग्रामे वसामि मम ग्रामः पट्टणात् बहु निकटं वर्तते तथापि सर्वाणि वस्तूनि नगरेषु एव उपलभ्यन्ते पूर्वं तु सामान्य शाकादिकं क्रेतुमपि पट्टणं गन्तव्यम् आसीत् अधुना तथा नास्ति सामान्यवस्तूनि ग्रामेषु लभ्यन्ते

एतदेव तेषां नगरेषु वासेच्छायाः कारणं नास्ति अपि तु वृत्तिबाहुल्यम् अपि एकं कारणं तेन ग्रामीणाः नगरं प्रति पलायिताः भवन्ति